अस्माकं भारतीयसंस्कृतिः अत्यन्ता विशिष्टा महत्त्वपूर्णा च अस्ति अत्र रामायणमहाभारतयोः विशिष्टं स्थानं वर्तते रामायणस्य पात्राणि महाभारतस्य च पात्राणि अस्माकं देशस्य कृते तत्र बहु उपयुक्तानि सन्ति तान् दृष्ट्वा वयम् आदर्शं चिन्तयितुं शक्नुमः यथा रामायणे अस्माभिः दृष्टं रामः पितुः वचनस्य पालनं करोति सीता पतिव्रता अस्ति लक्ष्मणः भ्रातृप्रियः च वर्तते एवमेव भरतः अपि भ्रातृप्रियः अस्ति बान्धवप्रेमः पतिपत्न्योः प्रेम एवं माता पिता अनयोः कृते समर्पणभावः च रामायणे वयं द्रष्टुं शक्नुमः एवमेव महाभारते अपि तत्र बहुविदपात्राणि सन्ति यथा अस्माभिः ज्ञायते एव श्रीकृष्णः श्रीकृष्णः भगवान् तथापि सारथीरूपेण अर्जुनस्य सहायम् अकरोत् तत्र अन्येऽपि बहवः तादृशाः सन्ति ये उत्तमाः तत् तेषु विदुरः इति अस्ति विदुरनीतिः इदानीमपि प्रसिद्धा उपयुक्ता च वर्तते